मम विद्यालये ग्रन्थालयः अस्ति तत्र मम रुचिः तु दृष्यकाव्येषु वर्तते इत्यतः दृष्यकाव्यानि एव भासनाटकचक्रम् एवं कालिदासविरचितम् अभिज्ञानशाकुन्तलम् एवं च संस्कृतभारती सम्बद्ध विश्वासः महोदयैः विरचितं कानिचन नाटकानि एवं तादृश विषयेषु एव मम रुचिः इत्यतः तदैव मया पठितम् एवं च अस्माकं विषये सम्बद्ध लक्षणग्रन्थानि अपि ग्रन्थालये गत्वा तत्र विविध व्याख्यानानि भवन्ति तत् सम्बद्धानि अपि मया ग्रन्थालये पठितं तत् अस्माकं कृते अ उपयोगाय भवति विशिष्टव्याख्यानं वयं कदाचित् पश्यामः चेत् तेन अस्माकं कृते लाभाय भवति तथा विषय सरलतया तेन विषयः अस्माकं कृते सरलतया अवगतः भविष्यति अतः तत्रैव ग्रन्थालयं गच्छामि चेदपि तादृशमेव अहम् अधिकतया प पठामि